नमस्ते स्विगी अहम् एकलव्यपरिसरस्य छात्राध्यापिका अस्मि अहं सेरवाली उपाहारमन्दिरतः पञ्चस्थालिका समोसा स पञ्चाशदधिकद्विसहस्रं ग्रां गोलब्चामून् भेनिलापयोहिमं षड् स्थालिकाः कश्मीर् पलाव् पञ्च स्थालिकाः छोलो बटु छोले बटुरे एवं चत्वारि स्थालिका वेज् रोल्स् प्रेषयन्तु मम सङ्केतः एवम् अस्ति केन्द्रीयसंस्कृतविश्वविद्यालयः एकलव्यपरिसरः लेम्बुछेरा एवं च मम दूरवाणीसङ्ख्या अस्ति नव सप्त शून्यं षट् चत्वारि शून्यं त्रीणि द्वे नव